पश्यतां पुस्तकपठनम् इति काचित् कला भवति केचन बहु विलम्बं कृत्वा पठन्ति किन्तु किमपि बोद्धुं न शक्नुवन्ति केचन शीघ्रं पठन्ति किन्तु सर्वमपि बोद्धुं पारयन्ति केचन शीघ्रं पठन्ति किन्तु किमपि बोद्धुं न शक्नुवन्ति केचन सावधानं पठन्ति किन्तु सर्वं बोद्धुं शक्नुवन्ति एवं बहुधा अत्र प्रकाराः पुस्तकपठनप्रकारे सन्ति यदि पुस्तकं पठनीयमिति एकवारं सङ्कल्पितं तर्हि तत्समाप्तिपर्यन्तं मध्ये व्यवधानं न भवति न कर्तव्यं यदि शास्त्रीयग्रन्थाः पठ्यन्ते तर्हि पङ्क्तिसमन्वयः यावत्पर्यन्तं न भवति तावत्पर्यन्तम् अग्रिमपङ्क्तिं प्रति गन्तुं न शक्नुवन्ति कदाचिदिदं बहु विलम्बं जनयति चेदपि स्पष्टतां ददाति यदि कादम्बर्यादिकं पठन्ति काव्यग्रन्थान् पठन्ति तर्हि तत्र रसास्वादं कृत्वा ग्रन्थं ते समापयितुं शक्नुवन्ति एवं बहवः प्रकाराः पुस्तकपठनप्रकारे सन्ति यदि मां पृच्छन्ति पुस्तकपठनार्थं कियान् कालः अपेक्षितः इति कदाचित् बाल्यकाले बाल्यकाले इत्युक्ते दशमकक्षाकाले कदाचित् यत्नः कृतः विंशतिक्षणेषु एकं पृष्ठं पठ्यते इति सर्वे चकिताः कथं भवितुमर्हति अस्मिन् वयसि विंशतिः प्र विंशतिक्षणेषु एकं पृष्टं पठ्यते इत्युक्ते कथं भवितुमर्हति तदुपरि प्रश्नान् कृतवन्तः तर्हि पठित्वा मया तत्र प्रश्नानामुत्तरं दत्तं किन्तु काले गते सति यदा यदा म मनसि बुद्ध्वा वयं पुस्तकं पठामः तदानीं कालः कश्चन अधिकः अपेक्ष्यते अधिकः इत्युक्ते महान् अधिकः इति नास्ति तदपेक्षया सार्धं परिमितिः तु अत्यन्तमपेक्ष्यते तत्र केषाञ्चिद् एवमभ्यासो भवति ग्रन्थालयादेकं पुस्तकंस्वीकुर्वन्ति पुस्तकसमाप्तेः प्रागेव अपरं पुस्तकम् इच्छन्ति तत्समाप्तेः प्राग् अन्यदिच्छन्ति इति इत्येवम् एकैकं पुस्तकं गृहीत्वा कदाचिद् न समापयन्ति आदौ उत्साहो भवति अन्ते विश्वासः विश्वासः उत्साहश्च न भवति इ इत्थं रीत्या पुस्तकं तत्र अर्धम् अर्धं पठित्वा अल्पम् अल्पं ज्ञानं स्वीकुर्वन्ति ते तु अत्यन्तं दुष्टाः भवन्ति कुत्रापि कार्त्स्न्येन ज्ञानं ते प्राप्तुं न शक्नुवन्ति अतः किं कर्तव्यं यदि साधारणरीत्या पृच्छन्ति किं कर्तव्यमित्युक्ते एकं पुस्तकं स्वीकर्तव्यं एकः दिनाङ्कः दातव्यः अस्माद् दिनाङ्कात् प्राक् इदं पुस्तकम् अहं पठित्वा समापयामि तत्रत्य विचारानहं मम मनसि स्थापयामि अन्येभ्यश्च बोधयामि इति तदनुसारेणैव अन्तिमः दिनाङ्कः निश्चेतव्यः एवं प्रतिदिनं तत्र यावान् वा कार्यभारः भवतु ईषत्कालपर्यन्तमहं पुस्तकं पठामि इति सङ्कल्पः कर्तव्यः तेनैव पुस्तकसमाप्तिः विचारज्ञानम् अन्यरभ्यः बोधनम् इदं कार्यत्रयं सिद्ध्यति अतः विशिष्य बालेभ्यः इदं वचनमुष्यते यावत्पर्यन्तम् एकस्य वाक्यस्य अर्थावगमनं न भवति अग्रिमवाक्यं कदाचिद् न गच्छन्तु क्वचित् स्थलं किं भवति इत्युक्ते एकं वाक्यं पितं तस्य ज्ञानं न जातं किन्तु तदग्रिमवाक्यं यदा पठामः तदानीं पूर्वतनवाक्यस्य ज्ञानं भविष्यति एवमपि बालानां कृते भवितुमर्हति ज्येष्ठानां कृते तु सकृत् पठनावसरे मया अहं तु एवरेज् साधारणं वदन्नस्मि एकदा पठन्ति चेत् सम्यक् ते बोद्धुं पारयन्ति अतः पठनक्रमेऽपि कदाचिद् वैलक्षण्यं भवति बालानां पठनशैली क्रमः अन्यो भवति यूनाम् अन्यः क्रमः भवति ज्येष्ठानामन्यः क्रमः भवति वृद्धानाम् इतोऽपि विपरीतः क्रमः भवति विपरीतः इत्युक्ते विभिन्नः क्रमः भवति इत्थं पुस्तकपठनार्थं पुस्तकपठनार्थं तत्र साप्ताहिकं मासिकं दैनिकं किञ्चित् अन्तिमदिनाङ्कत्वेन स्थापनीयं भवति तदानीमेव पुस्तकपठनस्य समाप्तिः सिद्ध्यति विचारविमर्षः सिद्ध्यति अनन्तरम् अन्येभ्यः बोधनञ्च सिद्ध्यति अतः त्रयं लक्ष्यं परिलक्ष्यैव सर्वोऽपि जनः सर्वोऽपि छात्रः पुस्तकं पठितुं यत्नं कुर्यात् तदानीमेव फलं सिद्धयति